वेदानाम् अध्ययने शिक्षाशास्त्रस्य पात्रं किं विना तत् शास्त्रं वेदाध्ययनम् आधुनिकैः क्रियते किल तत्र का समस्या वेदानाम् अध्ययने शिक्षाशास्त्रस्य प्रमुखं पात्रं वर्तते शिक्षाशास्त्रं विना वेदानाम् अध्ययनं शुद्धेन परिपूर्णतारूपेण न शक्यते एव किमर्थम् इत्युक्ते शिक्षाशास्त्रस्य कार्यं शब्दस्य वर्णोच्छारणकार्यं शब्दाः कुतः उच्चार्यन्ते कथं शब्दं प्रयोक्तव्यं स्पष्टतया कथं वक्तव्यम् इति बोधं बोधं करोति शिक्षाशास्त्रं विना शिक्षाशास्त्रेण वेदाध्ययनम् आधुनिकैः क्रियते परं तेन असम्पूर्णता दृश्यते यतो हि शास्त्री इति वक्तव्यं चेत् तत्र शास्त्री वदामः चेत् अर्थभेदः बहु भिन्नः सञ्जातः तथैव सकलः शकलः अत्र शकलः उच्चारणे सकलः वदति चेत् अर्थः भिन्नः भवति तदर्थं भिन्नार्थस्य हा प्रतीतिः न स्यात् यत्र यः वर्णः आवश्यकः यत्र यत् पदम् आवश्यकं तत् सूचयति शिक्षाशास्त्रं शिक्षाशास्त्रम् अध्ययनं कृत्वैव वेदान् सम्यक् अवगन्तुं शक्नुमः